मया कोलगेट् इत्यस्य दन्तफेनं स्वीकृतमासीत् तत्र बहवः क्लेशाः जायन्ते एकन्तु तस्य रुचिरेव समीचीनं नास्ति यथा तत् मुखे स्थापयामि तदानीमेव क्लेशः अनुभूयते तत् तावत् कट्वी वर्तते पुनश्च प्रयोगावसरे अपि बहुन्यूनं स्वीकर्तव्यं भवति यदि ईषदपि अधिकं जातञ्चेत् तत्र बहुधा ज्वलनम् अनुभूयते मुखे पुनश्च तस्य क्षारत्वम् अपि ईषदधिकं वर्तते इति भाति यतोहि दन्तेऽपि तस्य उपयोगानन्तरम् ईषद् वेदनावद् अनुभवामि